हा श्यामले किमर्थं ह्यः न आगतवती वक्तव्यम् आसीत् खलु हा अस्तु अग्रिमवारं वदतु अस्तु वा आ इतोऽपि हा ए एकं वक्तव्यम् आसीत् आ पात्र प्रक्षालनम् अपि आ समीचीन सम्यक् नास्ति भवती बहु हा जलस्य अपव्ययः करोति पुनश्च आ न न न अहं दृष्टवती परन्तु अद्य वदन्ती अस्मि पुनः फेनकस्य अपि आ अधिकम् अधिकम् उपयोगं करोति तत्र स्वच्छता अपि सम्यक् न भवति मम श्वश्रूः प्रतिदिनं मम कृते वदति वदतु श्यामला श्यामलायाः कृते वदतु वदतु इति

न न न न न कतिवारम् अहम् उक्तवती तत्र स्नि स्निग्धपात्राणां कृते उष्णजल उष्णजलम् अस्ति खलु तद् तद् उपयुज्य किञ्चित् प्रथमं प्रक्षालयतु अनन्तरं फेनकस्य उपयोगं करोतु तदा स्वच्छं भवति प्रतिदिनं मम श्वश्रूः माम् तर्जयति किमर्थं न उक्तवती इति हा अस्तु अस्तु अस्तु हा चिन्तु चिन्ता नास्ति पुनः तत्र सम्मार्जनमपि किञ्चित् सम्यक् रीत्या करोतु आ हा हा गतसप्ताहे मम श्वश्रूः गृहे आसीत् खलु सा दृष्टवती आ सा सम्यक् न करोति तदपि वदतु इति उक्तवती अस्तु वा आम् आम् अहम् अहं तु हा अहं तु जानामि परन्तु मम श्वश्रूः अस्ति खलु सा किञ्चित् वृद्धा जाता यत् यत् वदामि तत् न अवगम्यते आ अतः किञ्चित् दृष्ट्वा कार्यं करोतु यदा सा सा गृहे भवति तदा किञ्चित् कार्यं करोतु अहं भवामि चेत् चिन्ता नास्ति किञ्चित् चिकित्साम् अपि स्वीकरोतु आ धनं वा अस्तु श्वः श्वः आगच्छति खलु श्वः श्वः वा परश्वः वा अस्तु अस्तु यदा आगच्छति पश्यामि हा बहु धनं स्वीकृतवती अस्ति पश्यामि पतिं पृष्ट्वा वदामि हा अस्तु अस्तु हा